मया केरेट् हल्वा खादितुं बहु इष्यते तत्तु उडुपि आदित्यमध्ये खादितुं बहु इष्यते तत्र काजु सर्वं संस्थाप्य पाक संस्थाप्य क्रियते पुनः पाकं तु बहु रुचिकरं भवति पुनः तत्तु बेङ्गलूरु मध्ये बेङ्गलु बेङ्गलूरुमध्ये बेङ्गलूरु बेङ्गलूरु मध्ये यत् उडुपि आतिथ्य गृहमस्ति तत्रैव खादितुं बहु इष्यते तत्र बहु सम्यक् व्यवस्था अपि भवति द्रष्टुं तत् तद्गृहं गृहमपि बहु सम्यक् अस्ति बहु समीचीनतया तत्र आतिथ्यं कृत्वा परिवेष्यते अतः तत्र खादितुं मम मनः